किमर्थं भवान् एय् किञ्चिद् विलम्बेन तत्र आगतवान् अहं घण्टापूर्वमेव अहं बुक् कृतवती घण्टापूर्वमेव घण्टा द्वे घण्टा पूर्वमेव म म मह्यम् फ़्लैट् अस्ति खलु घण्टा अनन्तरं भवान् आगतवान् अहं कथं गन्तव्यं तत्र अहं द्रविणं न ददामि अस्तु तत्र त् भवान् गच्छतु